भारतीय परम्परायां कलानां स्थानं बहवः महत्वपूर्णः आसीत् अद्यतनकाले अपि तासां कलानां प्रामुख्यम् अस्ति इति अहं मन्ये विविधेषु सामाजिक प्रक्रियासु तासां विनियोगः सर्वत्र भवति गृहोत्सवाः विवाहोत्सवाः समारोह समारम्भसमये कला कलायाः प्रदर्शनं भवति अनन्तरं प्रति पर्वाणि विशेषतः देवानाम् उत्सवसमये अपि कलात्मकं प्रदर्शनं भवति पूर्वकाले राजानां सभा वेदिका वेदिकासु देवालयेषु कलानां विनियोगः अभवन् अभवन् इदा इदानीं सर्वत्र तासां प्रदर्शनं वर्तते